मया फ़्लिप्कार्ट् तः एकः जेकेट् आनयितं अहं स्निता अस्मि अहं भवतः फ़्लिप्कार्ट् मध्ये अनेकवारं विभिन्नानि वस्त्राणि आदिष्टवती मात्रोपि जेकेट् गतः सप्तदिनाङ्के अहं जेकेट् आदिष्टवती भवतः प्रेषितः जेकेट् सम्यक् अस्ति तथा अस्याः वर्णः सम्यक् अस्ति तथा जेकेट् अहं धृत्वा कम्फ़र्डेबल् फ़ील् करोमि